मूल्याङ्कनम् अथवा मुद्रणम् पाषाणखण्डानं सङ्ग्रहणं वर्षे वर्षे कथं विकसति इति चेत् यदा सर्वकारिक कार्यक्रमाः आयोजयन्ति यथा स्वातन्त्र्यदिवसः गणराज्यदिवसः इत्याधिकम् आचरणं कुर्वन्ति तदानीं वर्षात् वर्षं पर्यंन्तं नूतन मूल्याङ्कानां प्रतिकृति ते बहि आनयिष्यन्ति तदानीं ये ते सङ्ग्रहणं कर्तुं शक्नुमः तत् अतः वर्षात् वर्षं पर्यं प्रति नूतन मू मूल्याङ्कानां सङ्ग्रहणं वयं कर्तुं शक्नुम यदा केचन श्रेष्ठ नायका भवन्ति तेषां जन्मदिने अथवा किमपि विशेष कार्यक्रमे तद्नुगुणं ते विन्यासाधिकं कृत्वा सर्वकारः मूल्याङ्कनां पुनः पाषाणखण्डानां वा विन्यासाधिकं विशेष रूपेण कृत्वा ते तत्र व्यापारार्थं बहि प्रेषयन्ति तद्नुगुणं वयं सङ्ग्रहं कृत्वा तस्य विकासं वयं प्राप्तुं शक्नुम तदानीं सङ्ग्रहाधिकं कृत्वा अस्माकं समीपे पुरातनं यद् अस्ति तद् तत्र एतद् नूतनम् अपि आयोज्य एवं वर्षात् वर्षं प्रति भिन्न भिन्न रूपेण वयं तत्र अभिवृद्धिं कर्तुं शक्नुम